नाट्यशास्त्रम् इति एकः प्राचीनः प्राचीनः ग्रन्थः द्विसहस्रं वर्षेभ्यः पूर्वमेव विरचितं महान् भरताचार्येण कृतं नाट्यशास्त्रम् अस्मिन् ग्रन्थे भरताचार्यः नाटकलक्षणं नाट्यस्वरूपं प्रतिपादितवान् शृङ्गारहास्यकरुणारौद्रवीरभयानक बीभत्साद्बुदसंयोजित ते चेति अष्टौ नाट्ये रसाः स्मृताः इति नव रसाः सन्ति नाट्ये चत्वारि अभिनयः सन्धिः आङ्गिकः वाचिकः आहार्यः सात्विकः